कृषकाणां घातस्य या हत्यायाः विषये एकमेव केवलं एतक्नीकी अस्ति यत् तेषाम् अनुसारेण यद् पश्यामश्चेत् आतपः एवं वृष्टिः न भवति एवं यत् तडिद्युतेन तेषां हानिः भवति एतदर्थं ते घातस्य कृते हतोत्साहिताः भवन्ति सर्वकारेण एतत् करणीयं किमर्थं धनराशिः अनन्तरमपि ए तस् तेषां कृते ताडा तडागकूपादिव्यवस्था करणीया एव किमर्थम् एतस्य परिहारः एवमेव करणीयः किमर्थं ये कृषकाः सन्ति सन्ति ते तु केवलं वृष्टिमाद्ध्यमेन तस्य एवं क्षेत्रमाद्ध्यमेन तस्य क्षेत्रे यदि पाषाणः अपि भवति चेत् तर्हि तस् तं विहाय एते केवलं मृत्तिकां स्विकृत्य क्षेत्रे तस्य कृषिकार्यं कुर्वन्ति अनन्तरं यदि वृष्टि न भवति चेत् तर्हि तेषां कृते दुष्करः भवितुं शक्नोति एतदर्थं स समेषां पार्श्वे अपि अधिकं धनं धनमपि न सन्ति एतदर्थं तेषां कृते सर्वकारेण भारतसर्वकारेण या राज्यसर्वकारेण एतत् करणीयं तेषां कृते त् तडागादिकूपादि एतस्याः व्यवस्था करणीया एव यत् यदि एतद्भवति चेत् तर्हि तस्य परिहारः अवश्यमेव श् भवितुं शक्नोति